हलो इण्डियन् ट्रावेल्स् हलो इण्डियन् ट्रावेल्स् अस्ति कः सम्भाषते अस्तु भवतः कृते किमपेक्ष्यते अस्तु भवन्तः कियन्तः भवन् कति जनाः भवन्ति अस्तु कति दिनानि अत्र भवन्ति केरले कति दिनानि भवन्ति अपि च कस्मिन् दिनाङ्के आगच्छन्ति अस्तु अस्तु कति दिनानि भवन्ति अस्तु अस्तु तर्हि अस्माकं सविधे एवं पेकेज् अस्ति भव भव भवतां रेलयानस्य टिकेट् भवद्भिरेव कर्तव्यं भवति अतः तिरुवनन्तपुरं सेण्ट्रल् इति रेल्वे स्टेशन् प्रति यदि भवन्तः आगच्छन्ति ततः पिकप् वयं कुर्मः ततः भवतामिच्छानुसारेण यत्र यत्र गन्तव्यमस्ति तत्र तत्र नयामः तत्र आदौ भवद्भिरुक्तक्रमेण अनन्तपद्मनाभस्वामिदेवालयस्य दर्शनं कारयामः एवं तद्विहाय शङ्कुमुगम् इति समुद्रतटः वर्तते सोवरमिति समुद्रतटः वर्तते ततः परं पोन्मुडि इति हिल् स्टेशन् वर्तते इत्येवं द्वित्राणि स्थानानि सन्ति प्रत्येकं स्थानं प्रति प्रतिदिनं नाम प्रत्येकं दिनं वयं गच्छामः अपि च दशजनाः सन्ति इति कारणात् किं यानद्वयं ददामि वा अथवा नाम कार्यानद्वयं ददामि अथवा एकं बृहत् टेम्पो ट्रावेलर् रूपेण दातव्यं वा किमिच्छन्ति अस्तु तर्हि एवमस्ति अस्माकं मूल्यं प्रतिकिलोमिटर् कृते विंशतिरूप्यकाणि भवन्ति प्रति किलोमीटर् कृते विंशतिरूप्यकाणि भवन्ति तद्विहाय यः चालकः भवति तस्मै प्रतिदिनम् अष्टशतं दातव्यं भवति

पुनः अतः आहत्य एवम् एवं आम् एवम् आहत्य भोजनव्यवस्थां परित्यज्य भोजनव्यवस्था भवद्भिरेव द्रष्टव्या भवति अपि च वासव्यवस्था तथा यानस्य व्यवस्था इत्यादिकं सं सर्वमाहत्य उपत्रिंशत्सहस्रं भवति दशजनानां कृते

अस्तु अस्तु यदि भवतां कृते अपेक्षितं चेत् डिस्कौण्ट् अपि दद्मः दशप्रतिशतं डिस्कौण्ट् अपि अस्ति

धन्यवादः